अस्माकं राज्ये सांस्कृतिकपरम्परा बहुकालेन प्रचलिता वर्तते तत्र बहवः कलाः सन्ति यक्षगानं तथा व्याघ्रनर्तनं अपि च अन्ये बहवः ग्रामीणाः तथा तत्र तत्र तत्र प्रान्तीयपदाः अपि सन्ति तत्र कर्नाटकीयभरतनाट्यं प्रसिद्धमेव तत् भरतमुनिना प्रणीतव्यं भरतनाट्यं शास्त्रं तत्र भरतमुनिः इति प्रसिद्धः मुनिः अथवा महर्षि अथवा कविः इति वक्तुं शक्यते तेन नाट्यशास्त्रमिति ग्रन्थं रचितं तत्र नाट्यविषये तथा नर्तनविषये भरतनाट्यविषये विस्तृतेन लिखितं वर्तते अतः वयं वक्तुं शक्नुमः यद् अस्माकं राज्यस्य सांस्कृतिकपरम्परायाः प्रधानकर्ता सांस्कृतिक ना अथवा संस्कृतकवयः एव इति